मया जैनदार्शनिकशास्त्राणि अधीतानि तत्र भगवतो महावीरस्य निर्वाणानन्तरं सिक्स् एय्टी थ्री वर्षपर्यन्तं स्मृतिबलेन एव द्वादशाङ्गानां संरक्षणं जातं तत्पश्चात् स्मृतेः हीनत्वात् आगमसंरक्षणाय प्रथमवारं भूतबली पुंष् पुष्पदन्ताभ्यां षट्खण्डागमनाम्नः ग्रन्थस्य रचना जाता दिगम्बरमान्यतानुसारं तत्र कषाय पाहुड धवल जयधवल समयसारः प्रवचनसारः तत्त्वार्थसूत्रं सर्वार्थसिद्धिः परीक्षामुखादयः बहवः ग्रन्थाः अस्मिन् सन्ति